वयं सर्वे जानीमः वेदाः चत्वारि सन्ति ते ऋग्वेदः यजुर्वेदः सामवेदः अतर्वणः अथर्ववेदः च वेदाः जनजीवनमार्गदर्शकाः निर्देशकाः निर्देशकाः च तत् प्रकारः एव महाभारतमपि विद्यते यः विषयः महाभारते अस्ति सः लोके सर्वत्र अस्ति यः विषयः महाभारते नास्ति सः लोके अपि नास्ति अतः महाभारतं पञ्चमवेदः इति मन्यते एवमेव नाट्यशास्त्रमपि पञ्चमवेदः इति वर्तते किमर्थं वदामि ऋग्वेदतः वचनानि सामवेदतः स्वराणि यजुर्वेदतः अभिनयम् अथर्वणः अथर्ववेदतः भावान् स्वीकृत्य नाट्यशास्त्रं शोभते अनेन कारणेन महाभारतं नाट्यशास्त्रं च वेदतुल्ये इति कथ्येते